मम प्रदेशे प्रमुखतया कृषिकार्यम् अधिकाः कुर्वन्ति

त बह् तत्र अस्माकं प्रदेशे बहवः देवस्थान् देवस्थानान्यपि वर्तन्ते अतः तत्र अर्चकाः अपि बहुजनाः अर्चककार्यं कुर्वन्ति

इतः त्रिस् शिरसिप्रदेशे बहु बह् बहूनि ग्रामाणि सन्ति शिरसिप्रदेशे मार्केट् अपि वर्तते अतः तत्रापि बहुजनाः कार्यं कुर्वन्ति

एवम् सर्वकारीय वृत्ति बहुजनाः न कुर्वन्ति केचन ग्रामन् ग्रामः ग्रामं गन्तुं लोकयानं तस्य लोकयानमपि वर्तते अतः तस्य लोकयानं चालयं लोकयानस्य चालकाः द्रं तादृशाः अपि जनाः सन्ति इदानीं प्रमुख् प्रमुखकार्यम् अस्ति कृषिकार्यम् अतः बहु इतोपि जनाः कृषिकार्यं ये कुर्वन्ति तेषां कृषिभूमिः पित्रर्जितम् अस्ति एवं पिता पिता एवं बहु कालतः कृषिभूमिः आगता अस्ति परन्तु इदानीं यदि बहु सहोदराः सन्ति तर्हि तेषां सा भूमिः भागः भवति पूर्वं यावत् भूमिः आसीत् तस्य भागद्वयं भागत्रयम् एवं भूत्वा न्यूनं न्यूनं जायते अतः केचन अत्र कृषि कृषिभूमिं विहाय अन्यां समीपे नगरम् आगच्छन्ति अथवा किञ्चित् दूरं गत्वा विदेशेषु निवसन्ति एषा समस्या अस्ति